पञ्चमदिनाङ्कः द्वितीयमासः नवाधिकद्विसहस्रम् दशमदिनाङ्कः चतुर्थमासः पञ्चाधिकद्विसहस्रम् पञ्चविंशतिः दिनाङ्कः तृतीयमासः अष्टाधिकद्विसहस्रम् द्वादशदिनाङ्कः चतुर्थमासः विंशत्यधिकद्विसहस्रम् सप्तमः दिनाङ्कः अष्टममासः द्वादशाधिक द्विसहस्रम् सप्तमः दिनाङ्कः द्वादश मासः त्रयोविंशत्यधिकद्विसहस्रम्